नमो नमः चिन्तनप्रचोदकं पुस्तकं बहु पठितं किन्तु समये न स्मरति किन्तु हा आम् आगतं स्मरणे वेदान्तसारः अस्ति मया एम् ए स्नाकोत् स्नातकोत्तरस्तरे एषः ग्रन्थः पठितवती वेदान्तसारः नाम्ना एव ज्ञायते किमस्ति तत्र तद् संस्कृतं मम तु प्रियः अस्ति एव तत्वज्ञानमपि मम बहु प्रियः विषयः अस्ति तत्र षड् विषयः दर्शने वेदान्तः तु सम्यक् सर्वश्रेष्ठः अस्ति एव तद्विषये एषः ग्रन्थः अस्ति चतुष्टये किं चतुष्टयम् अनुबन्धचतुष्टये निर्विकल्पसमाधिः सविकल्पसमाधिः सर्वं सर्वं जानामि किन्तु अल्पसमये किं वदामि बहु सम्यगस्ति मम बहु प्रियः ग्रन्थः अस्ति अन्यत् एतद् अधुना अधुना अधुना अत्र महाराष्ट्रे पुण्डमहोदयः नाम एकं महान् व्यक्तिः अस्ति महोदयेन वेदान्तसारविषये एका मालिका प्रारब्धा अस्ति अहं कार्यबाहुल्यात् तत्र न सम्मिलिता भवामि किन्तु अधुना यः पर्या अहं सम्मिलिता भवमि बहु रोचते स्म मह्यं सः ग्रन्थः सः मां महोदयः अपि बहु सम्यक् वदति प्रवचनं करोति बहु सम्यक् अतः अहं करोमि वा किं वदामि बहु न वदामि स्थापयामि